आम् मम राज्ये लोकयानं बहुसम्यक्रूपेण अस्ति जनाः तस्य माध्यमेन यात्रां कर्तुं बहु इच्छन्ति यानं स्वच्छमपि भवति सुरक्षितं च वर्तते प्राप्तियोग्यं च भवति किमर्थं नाम यत्र वै जनाः गन्तुम् इच्छन्ति तत् स्थानं प्रति समयात् पूर्वमेव समयस्य अभावेन एव शीघ्रं प्रेषयन्ति अतः मम क्षेत्रे मम राज्ये जनाः सुरक्षितरूपेण सन्तुष्टरूपेण बस्याने लोकयाने प्र प्रयाणं कर्तुं बहु इच्छन्ति